नमोनमः मित्रम् अहं तव सङ्केतस्थलमाध्यमेन अन्तर्जालमाध्यमेन धावनपादत्राणं सङ्ग्रहीतवान् ह्यः एव ह्यः रात्रौ अहं तद् तव पार्सेल् उद्घाटितवान् किन्तु यद् अहम् आर्डर् कृतवान् आसम् तत् तादृशः रनिङ्ग् शू़ज़् एतद् न दृश्यते तदनन्तरमपि तस्य ब यत्किमपि वर्णं मया अप् मया अपेक्षितम् आसीत् तादृशं वर्णं मया न प्राप्तं तस्मात् मम एतस्य तव डेलिवरि इत्यस्य कृते अत्यन्तनकारात्मकं रिविव् इति वर्तते यत्किमपि अहम् अपेक्षितं यत्किमपि मया अपेक्षितमासीत् तत् तादृशं प्रोडक्ट् भवान् मां न दत्तवान् तस्मात् अहम् असन्तुष्टः अस्मि